गत शैक्षणिकवर्षे अस्माभिः प्रवासार्थं गतम् तत्र प्रवासार्थम् अस्माभिः मैसूरुनगरं गतमासीत् मैसूरुनगरे अस्माभिः तत्र राजभवनस्य दर्शनं कृतं बहु सम्यक् कृतम् अनन्तरं तत्र प्राणिसङ्ग्रहालयः वर्तते तत्रापि गतं तदपि दृष्टं पुनः तत्र कावेरीनद्याः निकटे गत्वा तत्र कावेरीनद्यां स्नानं कृतं क्रीडितम् अनन्तरं तत्रैव कावेरीकन्यागुरुकुलनाम्ना एकं गुरुकलम् अस् गुरुकलमस्ति तदपि दृष्टम् अनन्तरं श्रीरङ्गपट्टनं गतं तत्र देवालये यानां दर् देवालयेषु देवानां दर्शनङ्कृतम् एवं तत्र एकं जातम् इतोपि एकदा चेन्नै गतं तत्र चेन्नै मध्ये क्रकोडैल् पार्क् गतम् अनन्तरं महाबलिपुरं गतं तत्र वास्तुशिल्पादिकं दृष्टम् अनन्तरं श्शोर् महल्ला समुद्रस्य तीरे एकमस्ति बहु सम्यगस्ति सः देवालयः तत्रापि दृष्टम् इतोपि तत्र म्यूसियम् अस्ति आदिनँय्यावत् तत्र म्यूसियं मध्ये विद्यमानानां सर्वेषां दर्शनञ्च कृतम् अर्थात् आश्चर्यात्मकमासीत् तत्र सर्वम्